अत्र केरलायां बालश्रमविषयाः अधिकतया न दृश्यते तत्र बालः अत्र बालकाः अतीवसन्तोषेण एव जीवन्ति सः ताः तस्य बालाः समये पठनादिकार्याणि इत्यादिकार्याणि एव क्रियन्ते इदानीं बा बालाश्रमविषयाः अतीवदुष्टप्रवृत्तिः एव तत्समये बालकाः बालाः तस्य बाल्यसमये बालकाः तेषां पठनादिकार्याणि एव करणीयम् एतत् बालाश्रमविषयाः तेषां मनांसि अतीव प्रश्नाः क्रियन्ते वयम् एतत् किमपि दृश्यते चेत् पोलीस् मध्ये विवरणं क्रि करणीयम् तद्वारा वयं तत्सर्वं निवारणं कर्तुं शक्यते बालकाः तत्समये तेषां पठनादिकार्याणि एव करणीयम्